इदं सुवर्णस्य आपणं वा आ आ अस्माकं कृते सुवर्णम् अपेक्षितं वर्तते अस्माकं गृहे अस्माकम् सहोदर्याः विवाहः वर्तते अतः आभरणस्य अपेक्षितो वर्तते तस्मात् समीचीनम् आभरणं भवतः समीपे वर्तते वा हा एकं एकं कटिसूत्रम् आवश्यकम् पुनः माङ्गल्यसूत्रम् अपेक्षितं पुनः अङ्गुलेः मुद्रणम् अपेक्षितम् तस्मात् हा पुनः वरस्य वरस्य दक्षिणार्थम्

किञ्चित् आभरणम् अपेक्षितम्

हा

तत्र सामाजिकजालताणद्वारा प्रेषयितुं शक्यते आभरणस्य चित्रम् आम् आम् अस्तु वयं तत्र आग आगच्छामः आ अस्तु अस्तु